एतावता अद्यतनसर्वकारेण केन्द्रसहकारेण सर्वकारेण मार्गाः जलं शौचालयाः भोजनम् इत्यादिषु सर्वेषु क्षेत्रेषु उत्तमं कार्यं कृतमस्ति तथा च जनानां कृते बहवः लाभाः प्राप्ताः केन्द्रसर्वकारस्य सहाय्येन रेलस्थानकानि बस् स्थानकानि च सर्वाणि सुनिर्मितानि येन जनानां दैनंदिकजीवनं सुकरं भवति